अहं रामटेक निवसामि अहं रामटेकतः नागपुरं पर्यन्तम् एकः केब् आर्डर् कृतवान् के रामटेक तत् क्या केब् स्थितिः अपि सम्यक् न आसीत् तत् स्व अस्वच्छता बहु आत् आसीत् एवं तस्य सर्विस् अपि सम्यक् न आसीत् एवं नागपुरे अहं केब् ड्रा चालकम् उक्तं तद् तत्र चलतु सः उक्तम् अहम् एतावद् पर्यन्तम् एव सूचना लब्धवान् तदर्थं सः त तत्र न स्वीकृत्वा न गत्वान् एवं तद् केब् कम् तद् केब् कम्पनी सर्वीस् अपि सम्यक् नासीत्